हस्ते धनं नास्ति इति हेतोः एव नूतनव्यापारस्य आरम्भार्थं सावधानत्वम् भवति धनं हस्ते नास्ति चेद् व्यापारविषये अपि किमपि कर्तुं न शक्यते अन्यथा ट्यूषन् गृहे ट्यूषन् इतोपि डान्स् क्लास् इत्यादि आरम्भं करोति चेद् तत्रापि धनविषये चिन्ता नास्ति स्व स्मार्ट्नेस् अस्ति चेद् तद् कर्तुं शक्यते किन्तु व्यापारविषये तु तादृशं नास्ति व्यापारविषये धनं धनम् हस्ते अस्ति चेदेव किमपि कर्तुं शक्यते डिपोसिट् इत्यादि अपि आवश्यकं किमर्थं नाम स्टाक् इत्यादि आगन्तव्यं चेद् हस्ते दास्यति चेदेव किमपि कर्तुं शक्यते नो चेद् अधुना लोके किमपि कर्तुं न शक्यते कोऽपि सहाय्यमपि न करोति अतः हस्ते ल हस्ते धनं नास्ति चेत् किमपि कर्तुं न शक्यते इतोपि लोण् अपि साक्षात् न दास्यति लोनपि प्रदीदास् दर्पणं करणीयं चेत् वर्तमानम् इन्कम् आवश्यकम् इति मन्ये तदर्थम् तदर्थमेव विलम्बः नूतनव्यापारस्य इतोपि क्लैण्ट्स् अपि इतोपि आवश्यकं नो चेद् अन्यथा कष्टाय भविष्यति तदर्थं किञ्चिद् क्लेशः धनमेव न प्रश्नः बेक् सपोर्ट् किमपि नास्ति इति अपि एकः प्रश्नः वर्तते धनविषये अपि किञ्चित् अधिकं धनमपि एकः प्रश्नः एव वर्तते धनं नास्ति चेद् किमपि कर्तुं न शक्यते इति मन्ये तदर्थमेव नूतनव्यापारस्य आरम्भत्वे किमपि सावधानत्वम् धनमस्ति चेदेव साक्षात् व्यापारम् आरम्भं शक् कर्तुं शक्यते एव